आं मम धर्मः मम धर्मे सामुदायिकसेवाविषये उपदिशति तस्य तद् नाम यदा कोपि सङ्कटे भवति चेत् तस्य तस्य सहायं करोतु इति मम धर्मे उक्तमस्ति तथा च यत्किमपि भवान् सम्यग्रूपेण न दृश्यते चेत् तत्र गत्वा एव तद् जनाः सहायं कुरु तथा च सङ्कटे सं ता तासां सङ्कटं दूरीकुरु इति अस्माकं धर्मे उक्तमस्ति तथा च एवं भवति कदा अहं सेवां करोमि इति अस्माकं धर्मे कदा अस्माकं धर्मः वदति कदापि सत्यम् एव वदतु न तु असत्यं तस्य कारणम् इति यदि असत्यं वदति चेत् स्वस्य नुक्साानः भवान् करोति इति यदि सत्यं भवति चेत् सर्वं सम्यक् एव भवति अग्रे अपि सर्वं सर्वे जनाः भवताम् उपरि विश्वासं स्थापयन्ति यदि असत्यं वदति चेत् कोपि भवताम् उपरि विश्वासं न स्थापयितुं शक्नोमि इति अस्माकं धर्मे सामुदायिकसेवाविषये उपदिशति